मम कुटुम्बे माता पिता अग्रजौ द्वौ च स्तः एव एवं वयं पञ्चजनाः संहत्य तत्र माता सर्वान् सम्यक् पालयति मह्यं स्वादिष्टं भोजनं कृत्वा प्रयच्छति एवं गृहिणी गृहमुच्यते इति वाक्यम् एकमुच्यते तत्तु सत्यमिति अभात् मम मातरं दृष्ट्वा अपि च यथा गृहजनाः मां सर्वे प्रीत्या पश्यन्ति तद्वत् मम मित्राण्यपि माम् अत्यन्तं प्रीत्या पश्यन्ति मह्यं त्रीणि मित्राणि सन्ति अवश्यं तानि रत्नसदृशान्येव मम कष्टकाले मां सम्यगुपचरन्ति यदा अनारोग्यं तदा साहायं कुर्वन्ति अतः मम पुण्यमिदमिति वक्तुं शक्यते